हरिः ओं

आं कः उक्तवती आमां मह्यं रूम् आवश्यकमस्ति आं गृहम् आवश्यकमस्ति चत्वारः जनाः ओ हो लीश् मध्ये रूम् रेण्ट् मध्ये न मिलति वा ओ हो एतत् लीच् मध्ये अस्ति चेत् कति धनं कति इति

आम् आम् आम् आम् आम् आम् आम् आम् आमामामाम् आम् आम् ए सि अस्ति वा टेज् अस्ति आम् आम् आम् आम् आम्

अस्तु अस्तु परन् परन्तु महोदयाः एतत् बहु अदिकं धनमस्ति किञ्चित् न्यूनम् ओ ओ हा हा हा अस्तु अस्तु ओ हो आम् आम् एतत् एतत् लोकेशन् किमस्ति आम् आम् आम् एनातुर् काञ्चिपुरम् अस्तु आम् आम्

आम् आम् आम् आम् आं तत्र समीपे अन्यत् किम् गृहमेव अस्ति वा तत् एकमेव अस्ति आम् अस्तु अस्तु ओ अस्तु अस्तु अत्र तत् अहं कथं स्वीकर्तुं शक्नोमि आमामामाम् आम् आम् तदेव अहमपि चिन्तयामि अहं कदा गमिष्यामि भवती भवत्याः कदा आगमिष्यति तत्र रूम् मध्ये वा तत्र एव भवत्याः अहम् अहं चिन्नैतः आगमिष्यामि गच्छामि आम् आम् हल् हरिः ओम् आम् स्व अस्तु अस्तु भवत्याः यदि श्वः फ्री़ अस्ति चेत् अहं मम परिवारसकाशम् आगमिष्यामि अस्तु आम् आम् आम् आमामाम् अस्तु अस्तु अस्तु महोदय अहं प्रथमं पश्यामि तदनन्तरं किम् अहं चिन्तयामि आम् आम् आम् आम् आमाम् आमामामाम् आम् अस्तु अस्तु अस्तु अस्तु अस्तु श्वः अहम् आगमिष्यामि अस्तु अस्तु धन्यवादः आम्